नमो नमः वयं अस्माकं कृते एकस्य कार्यानस्य आवश्यकता अस्ति इदानीं वयं पञ्च जनाः सन्ति वयं पञ्च जनाः स्मः एवञ्च अधुना अस्माभिः उत्तरप्रदेशस्थ मथुरा काशी हरिद्वारः इत्यत्र भ्रमणीयमस्ति तद् तदा अस्माकं कृते एकस्य कार्यानस्य व्यवस्था व्यवस्थायाः विषये चिन्तनीयमस्ति तर्हि भवन्तः वदन्तु यत् अस्माकं कृते कीदृशी कार्यानानि भवितुमर्हति एवञ्च इदानीं अस्माकं कृते एतादृशी कार्यानस्य व्यवस्था भवेत् यत् यस् यस्मिन् माध्यमेन वयं ग्रामेषु एवञ्च नगरेषु अपि गन्तुम् इच्छ् गन्तुं कोऽपि क्लेशः अस्माकं कृते न भवेत् तत्र एवञ्च कार्यानस्य केरियर् इत्यस्य अपि व्यवस्था भवेत् तत्र एवञ्च बृहत् डिक्की इत्यस्य अपि सम्यक्तया व्यवस्था भवेत् अस्मिन् अस्माकं कृते तत्र कीदृशी कार्यानस्य कार्यानस्य व्यवस्था अतीव सम् सम्यक्तया भवितुमर्हति एवञ्च केन कार्माध्यमेन वयं कार्यानमाध्यमेन वयं गच्छामः तर्हि कति रूप्यकाणि अस्माभिः प्रदातव्यानि सन्ति पूर्वं कति रूप्यकाणि अस्माभिः पूर्वं दातव्यानि सन्ति एवञ्च यात्रायाः अनन्तरं कति रूप्यकाणि दातुं दातुं वयं अनन्तरं वयं दास्यामः इति अस्मिन् विषयेऽपि भवतां किं प्रत्ति उत्तरं भवति तस्मिन् विषयेऽस्मान् अवबोधयन्तु इदानीम् अस्माकं कृते एत् एतस्य अपि आवश्यकता अस्ति यत् सर्वाः क्रियाः अस्माभिः तेन कार्माध्यमेन कर्तुं यथा मथुरा अपि गमनीयं वर्तते गङ्गायाः गङ्गायाः समीपे हरिद्वारः अपि गमनीयं वर्तते एवञ्च मध्यप्रदेशस्थित भोपालनगरे अपि गमनीयं वर्तते एवं दिल्लीनगरे दिल्लीनगरे अस्ति न लालकिला इत्यस्य दर्शनमपि करणीयं भवत् अस्ति